मम क्षेत्रस्य समीपे प्रसिद्धः महाविद्यालयः एकः विश्वविद्यालयः च अस्ति

प्रायः महाविद्यालयेषु तु प्रायः सर्वे एव पठितवन्तः अस्मिन् समये मम परिवारस्यः मम एका भगिनी तत्र विक्रमविश्वविद्यालयः प्रसिद्धः विश्वविद्यालयः अस्ति उज्जेन्यां तत्र पठति प्रायः विक्रमविश्वविद्यालयः अस्माकम् उज्जेन्याः उज्जेन्याः महानुशासकः उज्जेन्याः महानुशासकः विक्रमादित्यः तस्य नाम्ना उपरि तस्य विश्वविद्यालयस्य नामः अभवत् तत्र वि विश्वविद्यालये प्राचीनतमः न नैन्टीन् फ़ोर्टी नैन्टीन् फ़िफ़्टी फ़ोर् तः सः विश्वविद्यालयस्य कार्यरतः अस्ति बृहत् परिसरः अस्ति तस्य क्षेत्रापि बृहदस्ति तत्र अन्यः राजनैतिकः सामाजिकः ऐ टी इत्यादिकं विभिन्नविषयेषु तत्र पाठनम् इत्यादिकं भवति तत्र सङ्गीतम् अपि अस्ति वैदिकम् अपि अस्ति संस्कृतम् अपि अस्ति लौकिकसाहित्यम् अपि अस्ति वैदिकसाहित्यम् अपि अस्ति भूगोलराजनैतिकमपि अस्ति इत्यादिषु सामान्यविषयाः अपि अनन्तरं वैशेषिक विषयापि सन्ति विश्वविद्यालयं संस्कृतक्षेत्रे विशिष्टः कार्यमपि करोति सामाजिकक्षेत्रे अपि विशिष्टं कार्यं करोति तस्मिन् एव बहु तस्मिन् एव बहूनां महाविद्यालयानां सम्बद्धता अस्ति अनन्तरम् अस्मिनेव चैना जापान् इत्यादिषु देशेषु अपि छात्राः आगत्य अत्र पठन्ति तत्र बौद्धिकः बौद्धदर्शनम् अनन्तरम् विशिष्टः तिब्बतीदर्शनं साहित्यम् अपि तत्र पाठ्यते तेनैव सञ्चालिता एका अस्ति सः कालिदासः अकादमि तत्र विशिष्टः कालिदासः जयन्ती उपलक्ष्य तत्र विशिष्टाः कार्यक्रमाः आयोज्यन्ते सप्तदिवसानां तत्र विशिष्टाः विभिन्नाः सांस्कृतिक कार्यक्रमाः तत्र आयोज्यन्ते इति